मया न्यायशास्त्रमधीतम् इदं न्यायशास्त्रं प्राचीननव्यभेदेन द्विधा भवति तत्र नव्यन्यायस्य प्रवर्तकः गङ्गेश उपाध्यायः एवं प्राचीनन्यायस्य प्रवर्तकः गौतमः मम शास्त्रे भिन्नस्तराः सन्ति प्रारम्भिकः स्तरः प्रबुद्धः स्तरः इति तत्र प्रारम्भिके प्रारम्भिकस्तरे ये छात्राः पठन्ति तेभ्यः छात्रेभ्यः तर्कसङ्ग्रहः प्रभृतिग्रन्थेभ्यः अध्ययनं प्रारभ्यते आदौ तर्कसङ्ग्रहः पाठ्यते तर्कसङ्ग्रहः अन्नम्भट्टेन विरचितः वर्तते ततः परं तस्योपरि तर्कसङ्ग्रहदीपिका पाठ्यते पुनः न्यायबोधिनीव्याख्या पाठ्यते ततः परं न्यायसिद्धान्तमुक्तावलिः पाठ्यते मुक्तावली मुक्तावल्याः पाठनात्परं मुक्तावल्याः दिनकरीव्याख्यायाः पाठनं कार्यते ततः परं सिद्धान्तलक्षणं पक्षतादिग्रन्थाः पाठ्यन्ते एवं प्रबुद्धेभ्यः दिनकरीव्याख्यायाः अनन्तरमपि नीलकण्ठप्रकाशिकादिव्याख्याः सन्ति ताः व्याख्याः पाठ्यन्ते परन्तु पक्षता अध्ययनात् परं तत्र हेत्वाभाससामान्यनियुक्तिः न्यायसूत्रं वात्स्यायनभाष्यं पुनश्च न्यायकुसुमाञ्जलिः सव्यहिच सव्यभिचारसामान्यनिरुक्तिः एवम् अवयवः इत्यादयः ग्रन्थाः प्रबुद्धेभ्यः छात्रेभ्यः पाठ्यते एवं एका काचित् सरणिः विद्यते तया एव न्यायशास्त्रस्य पाठनं प्रचलति